अद्यतने समाजे भारतीयशास्त्रीयकलानाम् आस्वादनस्य रुचिः अधुना न्यूना अभवत् एतस्य वर्धनाय तु प्रयत्नाः अवश्यकाः भवेत् अस् सन्ति

सङ्गीतमाध्यमेन वा अन्य सादरीकरणमाध्यमेन भव भवेत् एतस्य कृते शिक्षकाणां जागृतिः आवश्यकी तदा एव छात्राणां मध्ये एतद्विषये अभिरुचिः परिज्ञानं वा ओहो भविष्यति तस्य वर्धनार्थं प्रतिसप्ताहे एकं वा द्वि वर्गकवर्गाः भवेत् प्राथमिकस्तरतः उच्चस्तरपर्यन्तम् अतः सर्वैः शिक् शिक्षकैः मिलित्वा एव तस्य कृते प्रयत्नः करणीयः